अहम् एकं नूतनं मोबैल् क्रीतवान् किन्तु तत्र कथम् अस्ति इत्युक्ते वयं पश्यामः चेत् तस्य फ़्रेण्ट् केमेरा अपि एय्ट् मेगापिक्सल् यदि वयं चित्रं स्वीकुर्मः चेत् बहु सम्यक्तया आगच्छति पुनः बेक् केमरा अपि तर्टिटु मेगापिक्सल्स् कथम् इत्युक्ते दूरे अपि विद्यमानम् अपि सम्यक्तया य यदि वयं फ़ोटो स्वीकृत्य ज़ूं कुर्मः चेदपि सम्यक्तया तद्दृश्यते तादृशम् अस्ति पुनः हेण्ड् मध्ये अपि हस्ते अपि तद् सम्यक्तया सेट् भवति इतोपि वयं कथयामः चेत् तत्र एण्टिवैरस् आप्षन्स् अपि वर्तन्ते पुनः बहुविद एप्स् अपि तत्र लभ्यन्ते इतोपि वयं पश्यामः चेत् उत्तमम् इति अधु आधुनिकसमाजे पुनः तत्र संस्कृतभाषया अपि तत्र कार्यं वयं चालयितुं शुक्नुमः तर्हि तद् उत्तममस्ति एतद् प्रोडेक्ट् एव उत्तममस्ति इति वक्तुं शक्नुमः